तन्त्रज्ञानस्य अभिवृद्धेः लाभम् अपि अस्ति कोपि अधिकसमस्याः अपि भवन्ति एव किमित्युक्ते तद् विषये अधिकाः जनाः प्रोग्रामिङ्ग् कृत्वा सर्वमपि भवति पूर्वं यदस्ति तद् प्रयुज्य उपयुज्य एतद् कार्यं करोति किमपि नूतनः व् वि विषयः भवति चेत् तत्समये समस्या अधिका भवति एव स्वयम् एव चिन्तयित्वा किमपि कर्तुं न श शक्नुमः यदा यदा पूर्वज्ञानं मनुष्यान् ज्ञानमस्ति तत् तद्रीत्या तन्त्रस्य ज्ञानम् अस्ति चेत् कार्यं कर्तुं श शक्नुमः नो चेत् समस्या एव भवति